अहं मम मित्राय साकं तिरुपति गन्तुम् इच्छामि वयं दशजनाः स सन्ति मां प्रति एकं कार् आवश्यकं इन्नोवा अस्ति चेत् तत् सुलभमासीत् किमर्थमित्युक्ते दशजनाः प्र प्रयाणे तत् कार् बहु आवश्यकमेव अस्तु मां प्रति एकं इन्नोवा कार् अवश्यं अत्र उडुपितः तिरुपति गन् गत्वा पुन उडुपि आगतं चेत् तदा कति मू धनम् आवश्यकम्